नमस्ते नमस्ते इदं किं फ़र्निचर् शाप् वा शाप् नमस् हा सत्यम् इदं कुत्रत्य प्रेशः ओ एवं वा अस्मभ्यं कर्नि फ़र्निचर् कानिचन वस्तूनि अपेक्षितानि आसन्

ममापि चिक्मङ्ग्ळूर्प्रदेशः एव तत्र शृङ्गगिरेः समीपे काचन संस्था वर्तते तत्र शिक्षणसंस्था तत्र शिक्षणसंस्थां प्रति कानिचन वस्तूनि अपेक्षितानि आसन् नाम विद्यालयः अतः तत्र उ स्वापार्थं तत्र हा विद्यालयार्थं तत्र स्वापार्थं मञ्चः अपि ज उत्पीठिकाः वृक्षस्य एव खलु अ एवं वा अ हा हा अ स अस्मभ्यं ते तदेव अपेक्षितम् अपेक्षितमासीत् उत्पीठिका तु सद्य विंशतिः उत्पीठिकाः अपेक्षिताः हा अपि च मञ्चः मञ्चः वर्तते वा केन वृक्षाणां मञ्चनिर्माणं क्रियते भवद्भि किं भूतायि वा अथवा हा तदेव वा तर्हि स सम्यकेव भवति मञ्चापि अस्मभ्यं सद्य दश अथवा पञ्चदश अपेक्षितम् आ क् कथं अस्माभिरेव आगत्य वि नेतव्यं वा अथवा भवन्तः प्रेषयितुं शक्नुवन्ति वा

आ हा हा हा

आ एवम् इदानीं वयं सद्य अस् श्वः परश्वः आगन्तुं वयं न न शक्नुमः अग्रिमे सप्ताहे वयमागच्छामः द्रष्टुं सद्य भवन्तः भवताम् आपणे विद्यमानानि यानि वस्तूनि सन्ति वृक्षैः निर्मितानि तानि वस्तूनि नाम कानिचन वस्तूनि सन्ति तेषां फ़ोटो स्वीकृत्य भवन्तः म मह्यं भवन्तः प्रेषयितुं शक्नुवन्ति वा हा अतः वयं तद्वारा सेलेक्ट् कुर्मः इति अ प्रेषयितुं शक्नुवन्ति खलु अपि च भवताम् कुत्र सर्वत्र वर्तते वा भवतां ब्राञ्च् हा हा

ओ एवम् अ ह ह हा अ हा हा एवं तर्हि अस्तु वयम् आगत्य पश्यामः वयं भवन्तः मया अस् वयम् आगत्य एव तर्हि भवन्तः इदानीं सद्य फ़ोटो प्रेषयन्तु वयम् आगत्य आ फ़ोटो प्रेश् धन्यवादाः धन्यवादः